यदा वयं किञ्चित् किञ्चित् पठामः अथवा

स्थित्वा दृढतया कस्यचित् अध्ययनं कुर्मः तद्विषये यदा अस्माभिः प्रचारणं क्रियते अथवा अन्यत्र पाठ्यते तदानीं धन्यताभावः अवश्यं भवत्येव एवमेव अस्माकं जन्म पितॄणां सकाशात् जातमिति कृत्वा तेषां कृते यत् सुखतरं सुखकरं भवति तद्यदा अस्माभिः क्रियते तदानीं तु धन्यता धन्यताभावः अधिकः एव भवति वयं क्वचित् स्थित्वा यथा उदाहरणार्थं मया मङ्गलूरुनगरे विद्यमानमैत्रियीगुरुकुले पठ्यते अत्र यत् पाठ्यते मया च पठ्यते तद्यदि गत्वा अहं मम ग्रामेषु पाठयामि तर्हि अवश्यं मम धन्यताभावः भवत्येव उदाहरणार्थं बालगोकुलं वा शिबिराणि वा योगशिबिरं वा इत्यादिकम्